सामान्यतः मध्याह्णभोजने तु अहं एकं सूपं पचामि अनन्तरं एकं व्यञ्जनमपि पचामि कदापि अहम् उपसेचनं अपि पचामि अहं तण्डुलम् अपि पचामि रत्रि भोजने तु अहम् एकं व्यञ्जनं पचामि अनन्तरं किञ्चित् तण्डुलं पचामि मम पत्युः कृते मम कृते तु अहं रोटिकां करोमि रत्रिभोजने अहं किञ्चित् सालड् अपि सालड् अपि कर्तनं करोमि मम पत्युः कृते तु अहं बटर् मिल्क् अपि करोमि